मम प्रथम त् तरणं काशीनगर्यां वाराणस्याम् अभवत् एकदा अहम् अखिलभारतीयशास्त्रीयस्पर्धायाः कृते काशीनगरं गतवान् तत्र विश्वनाथपरिसरस्य पार्श्वे गङ्गानदी प्रवहति मम मित्रम् उक्तवान् यत् चलत् मित्र तत्र वयं तरणं करिष्यामः तु अहं तु तरणस्य विषये किमपि न जानामि तदनन्तरं स उक्तवान् यद् चलतु मया सह सः मां नौकायां स्वीकृत्य नदीतीरं गत्वान् सः मां पाठितवान् कथं हस्तसञ्चालनं करणीयं कथं चरणसञ्चालनं करणीयं कथं जले श्वासं स्वीकरणीयं एतेन प्रकारेण अहम् अभ्यासं कृत्वा किञ्चित् किञ्चित् एव तरणविषयज्ञानं प्राप्तवान् तदनन्तरं मम मित्राणि उक्तवन्तः यद् चलन्तु मित्राणि वयम् एकां स्पर्धां योजयाम यः कोऽपि विजेता भविष्यति सः तस्य कृते आम्रं भविष्यति तु वयं स्पर्धामपि कृतवन्तः तु तत्र मम मित्र योगेशः एव प्रथम तैराकः आसीत् परं सः तु सर्वदा एव तरणं करोति तदेव सः बहुसम्यक्तया तरणं करोति तु वयमपि सर्वे तत्र मिलित्वा जले एव क्रीडामपि कृतवन्तः यथा भवति वाटर् वालिबाल् वयं क्रीडितवन्तः तु तेन माध्यमेन एव वयं तरणं पठितवन्तः एतद् बहु आनन्ददायकमासीत् बहुरुचिकरमपि आसीत् अस्माकं कृते मम प्रथम प्रथम तरणस्य गुरुः योगेशः एव वर्तते